मम प्रदेशे बहवः जनाः कलाशिल्पेषु सम्यग् दाक्षिण्यं सम्पादितं भवन्ति परन्तु कलाः भवन्ति चेदपि अपेक्षा नास्ति कुतः इत्युक्ते आधुनिककाले सर्वत्रापि धनम् आपेक्ष् अपेक्षितं भवति अतः सर्वैः टेलेण्ट्स्द्वारा एव न गन्तुं शक्यते अतः धनम् अपेक्षितम् इति कारणात् कलास्त्यपि व्यसनमेव अतः मम ग्रामेषु बहवः कौशल्याः भवन्ति कलाशिल्पेषु उदाहरणं तावत् मम षठकोपः इति मानवः अस्ति सः तु अतीवशिल्पशास्त्रे स्पष्टः भवति दाक्षिण्यं सम्पादयति परन्तु धनं नास्ति इति कारणात् सः स् ट्रेण्डिङ्ग् न भवति कल्पशिल्पेषु अतः मम प्रदेशे षठकोपः इत्यादयः जनाः कलाशिल्पेषु दाक्षिण्यं सम्पादितं भवन्ति